मह्यं एवं भिन्नं भिन्नभिन्नस्थानेषु गत्वा तत्र अटनं पुनः भिन्नैः जनैः सह सम्पर्कः पुनः तैस्सह एवं विचारविमर्शः क्रियते तत् मह्यं बहु इष्टं तेषां जीवनशैली का तेषां जीवनस्य किं को अनुभवः इदं सर्वं श्रवणं तेषां सकाशात् मम जीवनस्य अनुभवः अनुभवमपि अहं श्रावयामि तदपि इष्टं मह्यं पुनः मम दिनचर्याम् अहं यदि पालयामि तद् मह्यम् इष्टं